आपणिकाः खलु मह्यं तण्डुलः अपेक्षितः आफ़् किलो अपेक्ष्यते कति रूप्यकाणि एतावद्वा नास्ति नास्ति तत्र आपणे अस्ति नास्ति

नास्ति नास्ति नास्ति इदमेव अपेक्षितं इदमेव क्वालिटि अपेक्षितं मह्यम् अस्ति अन्यद् आपणे न्यूनमस्ति अस् अत्र कुतः अधिकमस्ति सर्वत्र पृष्ट्वा एव आगतमस्ति अत्र न्यूनं कुर्वन्तु इदानीं गतपर्याये अत्रैव मया स्वीकृतमासीत् तदा धनं धनं न्यूनमासीत् एतस्य कृते एव न्यूनमासीत् वस्तुतः न न न अहं प्रतिवारमागच्छामि खलु आपणं प्रति न न न न न न दशरूप्यकाणि यावत् न्यूनं कुर्वन्तु क् कुर्वन्ति वा इदं क्वालिटी वस्तुतः सम्यक् नास्ति तदर्थं न्यूनं स्वीकुर्वन्तु अस्तु अस्तु पश्यन्तु एकम् एकवारं गुणबद्धता नास्ति ईषद् मया दृष्टम् इदानीं गतपर्याये सम्यक् दत्तम् आसीत् तदेव अस्ति वा दर्शयन्तु एकवारं इदं तस्यापेक्षया किञ्चित् सम्यक् नास्ति हा हा दर्शयन्तु दर्शयन्तु इदं हा चिन्ता नास्ति इदमेव यच्छन्तु आफ़् किलो यच्छन्तु न न कुतः सर्वस्य कृते मौल्यम् एकमेव वा इदम् इदम् इदं मास्तु इदं सम्यक् नास्ति वस्तुतः इदमेव अपेक्षितं न्यूनं कुर्वन्तु मास् नास्ति नास्ति अहं सर्वदा अत्रैव आपणे आगच्छामि पुनः कुतः कुर्वन्ति एवं कुर्वन्ति वा दशरूप्यकाणि यावत् न्यूनं कर्तव्यम् हा यच्छन्तु अस्तु अस्तु आगच्छामि यच्छन्तु धन्यवादः